अहं सामान्यतया हंसाप्रकाशनतः पुस्तकानि क्रीणामि अहं संस्कृतसाहित्यस्य छात्रा अस्मि अतः तत्र संस्कृतस्य सर्वाणि पुस्तकानि लभ्यन्ते अतः तत्र गत्वा पुस्तकक्रयं मम कृते सुकरं वर्तते यतोहि एकत्र एव सर्वाणि अपेक्षितानि पुस्तकानि लभ्यन्ते मम गृहस्य पार्श्वे एव एकं खण्डेल् वाल् बुक् डिपो अस्ति यत्र सेकेण्ड् हेण्ड् पुस्तकानि अपि मिलन्ति सेकेण्ड् हेण्ड् पुस्तकानि प्रायेण अल्पमूल्येन मिलन्ति अतः एतद् अस्माकं कृते सुकरं भवति यद् वयं केचन पुस्तकानां क्रयम् अल्पमूल्येन अपि कर्तुं शक्नुमः ये छात्राः किञ्चित् दरिद्राः भवन्ति अथ च येषां पुस्तकानां मूल्यं किञ्चित् अधिकं भवति तेषां सेकेण्ड् हेण्ड् प्रति क्रेतुं शक्यते येन पुस्तकस्य पठनमपि कर्तुं शक्यते अथ च धनमपि अधिकं व्ययं न भवति